पाकशालायां शौचालये च कीटानां तैलपस्य च निवारणे उपायः वायुयन्त्रस्य प्रयोगः करणीयः नहि तर्हि अधिकधूमप्रसारः तत्स्थाने करणीयम् अन्यद् भिन्नभिन्नवर्णदीपकस्य प्रयोगः अपि भवेत्